हरिः ओम् हा नमस्ते महोदय एतत् जलशुद्धिः शुद्धिकरणकार्यालयः एव खलु

महोदय अहं करीनगर्पट्टे वसामि तत्र रामनगर रामनगरपरिसरे अहं निवसामि बहु दिने किमपि नास्ति महोदय किमस्ति इत्युक्ते मम परिसरे बहु दिनेभ्यः अशुद्धजलमागच्छति किमर्थम् बहु दिनेभ्यः इत्युक्ते प्रायः पञ्चदशदिनेभ्यः दिनम् एवम् एवं स्थितिः अस्ति जलं तु शुद् अत्र कोपि नागच्छति किमपि न पश्यति अहं बहुवारं तत्र दूरवाणीमपि कृतवती परन्तु कोपि न उत्तापयति उत्तापयति एव तत्र कोपि अस्ति वा नास्ति वा तत्र हा अस्तु महोदय अहं सर्वं वदामि परन्तु प्रथमं भवान् जलविषये पश्यतु दुर्गन्धमागच्छति हा तत्र लघुलघु कीटाः अपि आगमिष्यन्ति वर्णः अपि जलम् इत्युक्ते किमपि वर्णं न भवति खलु परन्तु अत्र दूषितमस्ति कृष्णवर्णमागच्छति जलं मृत्तिका सह आगच्छति एवं स्थितिः भवति चेत् आरोग्यं कथं भवति

परन्तु भवन्तः तु तद् द्रष्टुमेव सन्ति खलु एतादृशं करोति चेत् स्वास्थ्यं कथं भवति सर्वेषाम् अस्तु मो एकवारं भवान् साक्षात् आगत्य पश्यतु स्थितिः कीदृशमस्तीति

अस्तु अस्तु धन्यवादः अस्तु धन्यवादः महोदय